अहं सचिनः इति एकः छायाचित्रकारः तम् अनुसरामि सः शटर्बाक्स् इति एकं यूट्यूब् चानल् चालयति तस्य चानल् मध्ये कदाचित् कुकिङ्ग्स् पुनश्च तस्य जीवनशैली पुनश्च सः चित्रीकरणकाले ये समस्याः अनुभवति तस्य विषये सः सम्भाषणं करोति पुनश्च तस्य शेरिङ्ग् अपि सः करोति अतः तस्य सामान्य विचारः ये वर्तन्ते जीवने तस्य शेरिङ्ग् भवति इत्यतः तस्य या वाहिनी वर्तते तस्य अनुसरणम् अधिकाधिकजनाः मम प्रदेशीयाः ते कुर्वन्ति अत्र केवलं मूवी विचारे सम्भाषणं न भवति स्ः कुकिङ्ग् अपि अधिकरूपेण करोति पुनश्च सः बैक्यानेन अतिदूरं गच्छति तत्र गमनकाले कथं वयं सिद्धतां कुर्युः इति तस्य विचारान् सः शेर् करोति इत्यतः तस्य या चानल् वर्तते चानल् अस्माकं कृते रुचिमेति